वर्तमानपरिदृश्ये विज्ञापनस्य अधिकं जनान् प्राप्तुम् अधिकाः उपायाः सन्ति तत्र सम्यक् वस्तुनिष्ठता प्रस्तावनम् अनृतं वर्णनं अड्वटैस् मध्ये प्रसिद्धमेव पुनश्च सर्वे जनाः तस्य वर्णनं दृष्ट्वेव आकर्षिताः भवन्ति तत्र विज्ञानपनस्य अथवा अड्वटैस् करणे बहवः टेक्निक्स् विद्यन्ते युवकजनानां युवतीनां प्रतिभागित्वेन अधिकाः जनाः आकर्षन्ते तथा च चलनचित्र नटनटीनां तथा समाजे क्यातपुरुषाणां सहभागित्वेनापि अधिकाः जनाः आकर्षन्ते एकं लव कोल्गेट् पेस्ट् इत्यस्य अड्वटैस् अस्ति नाम भवतः पेस्ट् मध्ये लवणम् अस्ति वा न वा इति एकं अड्वटैस् अस्ति एतत् सम्यक्तया निरूपितं वर्तते पेस्ट् इत्यस्य अड्वटैस् सम्यक्तया निरूपितं वर्तते